हरिः ओम् नमस्ते भगिनी

कुशली वा हा आ आ आ आं कुशली कुशली ओ सम्यक् अस्ति बहु वृष्टिः अ अद्य बहु वृष्टिः अस्ति

विद्युत् अद् हा हा अस्ति अस्ति अस्ति गृहे मम समाप्तं समाप्तम् ओ बहु कष्टम् आ अहं बा अ आ आत् आ अहं जानामि व भवत्याः अ आ भवती अहं जानामि भवत्याः भवत्याः मनः भवत्याः मनः अहं जानामि चिन्ता मास्तु हेड्मास्टर् वदति आन्लैन्मध्ये कक्षां स्वीकरोतु इति हा छात्राः छात्राय छात्राः नाम दूरवाणी दूरवाणी किञ्चित् छात्राणां छात्राणां कृते नास्ति हा आ आवश्यकं हा आ तद् जानाति प परन्तु कि किञ्चित् किञ्चित् आन्लैन्मध्ये पाठयतु भवती आ आ य आ आ अहं जानामि जानामि आ आ आ हा आ आ हा हा चिन्ता मास्तु बव भवती सर्वं डैरेक्टर् कृते वदामि आ आ मम अहं वाट्सप्मध्ये प्रेषयामि हा आम् हा अस्तु अस्तु भीतिः अस्ति वा चिन्ता मास्तु आ

हा अस्तु अहं प्रेषयामि वाट्सप्मध्ये नम्बर् प्रेषयामि हा वदतु आ तद् आ आ जानामि जानामि अहम् आम् आम् अहं करोमि करोमि वैद्यस्य अत्र वैद्यकीय अस्ति वा आ आ आ तत् तत् आ आ तद् आ आम् आम् हा इतोपि किमपि वदति किमपि अस्ति वा किमपि कार्यम् हा समाप्तं भगिन्याः भोजनं समाप्तं हा कुशलम् कुशलं कुशलं गृहे सर्वम् आम् आम् आह अहं वदामि अहं वदामि हा धन्यवादः आ हा अस्तु अस्तु